कर्नाटकराज्ये सस्यसम्पत्तिः अद्भुतम् अस्ति चन्दनं गन्धयुक्तं सर्वत्र प्रसरति चन्दनस्य मूल्यं विशेषमस्ति सामान्यतः स्थरे तन्डुलः द्विदळधान्याः विशेषं रागी फले कदली आम्र दाळिम्बा सपोटा जनप्रियं सन्ति इक्षु वा तस्य पदार्थाः विभिन्नपदार्थाः प्रयोजनम् अस्ति आहारपूर्वकं समीचिनम् अस्ति वर्षधान्यं शरदृते वा शिशिर ऋते सम्भवा अस्ति